हरि ओम् आं महोदय भवान् कः हा वेङ्कटरमणमहोदय जानामि जानामि महोदय प्रसिद्धसङ्गीतनिर्देशकः हा हा कुशलं महोदय कुशलम् वद

सम्यक् अस्मि महोदय कुत्रापि सङ्गीतकार्यक्रमाः सन्ति चिन्ता नास्ति आम् किं तत् एतत्

की की कीदृशगायनं

हा हा हा किं चिन्ता मास्तु महोदय कुर्मः कुर्मः

भवता साकं कार्यं करणीयमिति मम मनसि आसीत् आं महोदय

एतत् रेकोर्डिङ्ग् कदा भविष्यति कुत्र भविष्यति अस्तु अग्रिममासे किमपि दश दिनाङ्कतः तत् अनन्तरम्

अस्तु महोदय परन्तु तत्र सपोर्टिङ्ग् आर्टिस्ट् इति के सन्ति नाम मृदङ्गं वैलिन् इत्यादि वादनम् अस्ति खलु

अस्तु अस्तु अस्तु पश्यामि मम समीपे कः अस्ति कस्य साहाय्यं स्वीकर्तुं शक्नुमः इति पश्यामः

हा अस्तु महोदय उत्तमम्

अस्त् अस्तु महोदय तर्हि पश्यामः अग्रिममासे दशमदिनाङ्के अस्तु अस्तु हरि ओम्